अहं मम प्रेमिका सह यात्रां कर्तुम् इच्छामि परन्तु इदानीं मम कापि प्रेमिका न अस्ति परन्तु अहं भविष्ये मम प्रेमिका सह यात्रां कर्तुम् इच्छामि तत् एकः प्रेमयात्रा भविष्यति अहं मम प्रेमिका सह यात्रा भोजनं क्रीडनं चलनं भ्रमणं वार्तालापः अहं तस्याः सह बहु रोचकम् मूमेण्ट्स् इति इ स्थापितुम् इच्छामि अहं अहं तस्मिन् सह बैक् यात्रा कर्तुम् इच्छामि